आम् अस्माकं प्रदेशे स्वाच्छसेवा भवति एव यदा अतिवृष्टिः भवति तदा अस्माकं प्रदेशं पूरः भवति ये ये ये जनाः अधस्तरे वसन्ति तेषां गृहे जलम् आगच्छन्ति तेषां कृते साहाय्यं कुर्वन्ति अस्माकं प्रदेशे सामाजिक सह सहकारगृहम् अपि अस्ति तत्र अनाथाः वृद्धाः ज्येष्ठाः सन्ति तत्र गत्वा तेषां कृते कथां पठामः वार्तां पठामः तेषां स्थानं स्वच्छं कृत्वा साहाय्यं कुर्मः तेषां कृते फलानि अल्पाहारं वा दत्वा सन्तोषसम्भाषणं कुर्मः